टिकेट् टिकेट् चीटिकां चीटिकां चि चि चीटिका चीटिकां स्वीकुर्वन्तु चि चीटिकां क्रीणन्तु चीटिकां क्रीणन्तु बेङ्ग्लूरु बेङ्ग्लूरु बेङ्ग्लूरु आगच्छन्तु आगच्छन्तु बेङ्ग्लूरु बेङ्ग्लूरु मैसूरु मैसूरु नगरं न गच्छति एतद् मैसूरुनगरं क कु कुत गच्छति एतत् बेङ्ग्लूरु बेङ्ग्लूरुनगरं गच्छति हासन मार्गेण गच्छति मैसूरु मार्गेण न गच्छति आम् मैसूरुनगरं क क मैसूरुनगरम् एत् बेङ्गलूरु इति लिखितम् अस्ति भवति न दृष्टवती वा तत्र पुरत लिखितमस्ति बेङ्गलूरु इति हासनमार्गेण गच्छति इति लिखितमपि अस्ति हासनमार्गेण गच्छति बेङ्गलूरु नगरं एवम् लिखितमस्ति भवत्या भवत्या अहं किमर्थं वदामि तत्र लिखितमस्ति भवत्या पृष्टव्यमासीत् म मैसूरुमार्गेण गच्छति वा एतत् यानम् इति आम् बेङ्गलूरु बेङ्गलूरु उक्तवान् अहं हासन बेङ्गलूरु हासन बेङ्गलूरु इति भवत्या न श्रुता वा

आ इदा इदानीं तु यानं अग्रे आगतं किं करवाणि आ एकं एवमस्ति चेत् बेङ्ग् एवमस्ति चेत् एकं कार्यं करोतु आम् आम् माणि ग्रामे अवतारयामि माणिग्रामे अव अव अवतीर्य अवतीर्य ततः मैसूरु यानं आरुह्य गच्छतु इदानीं किं करोमि अहं भवत्या कृते भवत्या कृते अहं मैसूरु मार्गेण तु यानं न नेतुं शक्नोमि एतद् बेङ्गलूरु गच्छति अस्य मार्ग एव नास्ति मैसूरु मार्गे न गच्छति एव सम्यक् सम्यक् किमर्थं वदामि अहं तत्र बेङ्गलूरु इति बेङ्गलूरु इति लिखितमस्ति हासनमार्गेण गच्छति इति अस्ति भवत्या दृष्टव्यमासीत् एवं न भवती न दृष्टवती तदेव तदेव माणिपर्यन्तम् आगच्छतु माणि ग्रामे अवतीर्य तत मैसूरु यानम् आरुह्य गच्छतु तदेव कर्तुं शक्यते नो चेत् अत्रैव अत्रैव नोचेत् अत्रैव अत्रैव अवतरतु आम् अत्रैव अवतरतु अत्रैव इदानीं पृष्टत यानम् आगच्छन् यानं यानम् आगच्छत् अस्ति यानम् आगच्छगत् अस्ति इदानीं पृष्टत आम् अहं अव तत्र यानं स्थगयित्वा तं चालकम् उक्त्वा भवती तस्मिन् याने गच्छति इति वदामि अस्तु वा अस्तु यानम् आगच्छत् अस्ति पृष्टत पृष्टत पृष्टत यानम् आगच्छत् अस्ति अहं तत्र स्थगयित्वा स्थागयित्वा तं चालकं वदामि भवतीं स्वीकृत्य मैसूरु गच्छतु इति मैसूरु यानं पृष्टत आगच्छत् अस्ति अस्तु वा अस्तु तदेव तदेव तदेव अहं वदन् अस्मि मैसूरु मैसूरुयानं मैसूरु यानं पृष्टत आगच्छत् अस्ति पृष्टत मैसूरु यानम् आगच्छत् अस्ति अहं तत्र स्थगयित्वा भवतीं तस्मिन् याने प्रेषयामि अस्तु वा अस्तु हा तदेव तदपि तदपि तदपि कर्तुं शक्यते शक्यते शक्यते चिन्ता मास्तु